ओम् श्रीः ओम् हरिः ओम् चतुरधिक चत्वा चत्वारि अधिक विंशतिवर्षे वेप्रिल् मासे मम संस्कृतम् पठनस्य आरम्भं भवति तद् तन् मासे तत् पठनम्

प्राप्य अनन्तरं मे मासे सं संस्कृतम् सम्भाषणशिबिरमपि अहं चालितवान् संस्कृत सम्भाषणशिबिरे बहुविधजनाः आगच्छन्ति आहूतवन्तः ते तमिळ्जनाः एव तस्य कृते प पठनस्य विषये किञ्चित् कष्टम् अनुभूतम् अनुभूतवान् प्रथमं ते सर्वे तमिळ् एव जानन्ति जानन्ति इदानीम् संस्कृतं पठितुं किञ्चित् कष्टम् अस्ति इति वदन् वदन्ति परन्तु वयं विना सर्वे पठितुं संस्कृतभाषां कष्टं नास्ति सुलभतया वयं पठितुम् मार्गमस्ति इति अहम् उक्तवान् अनन्तरं ते सर्वे बहु इच्छेन पठितवन्तः तदनन्तरं मम अनुभूति मम संस्कृतभाषायाः विषये एकः कार्यक्रमः आसीत् संस्कृतम् सप्तधिक द्वि द्विविंशतिः द्विसहस्रवर्षे मीरट्नगरं गतवान् तत्र अखिल भारतीय संस्कृतभारत्याः सम्मेलनम् आसीत् तत्समये बहवः जनाः भागं कृतवन्तः तस्य सम्प् तस्य सम्पर्कम् अस्ति तस्य अनुकूलमपि अहं प्राप्तवान् तदनन्तरं मम स संस्कृतम् ज्ञानवर्धनं भवति तदनन्तरम् अस्माकं प्रदेशे पाण्डिचेरि प्रदेशे मया बहवः सम्भाषणं सम् सम्भाषणवर्गम् अहं चालितवान् बहवः जनाः बहवः जनाः निश्चयेन संस्कृतम् इदानीं पठितवन्तः पडि पठन्ति